हरि ओम् महोदय एतत्तु आरक्षणदलस्य कार्यालयः खलु यदि मुख्याधिकारी लभ्यते वा

ओ अस्तु भो नमस्काराः मम नाम आदित्यः इति हा हा अहं तु साफ़्ट्वेर् तन्त्रज्ञः अस्मि आम् सत्यम् किं जातम् इत्युक्ते अहम् उडुपितः मुम्बैनगरं प्रति गन्तुम् उद्युक्तः आसम्

तत्र मुम् उडुपि रैल्वेस्टेषन् मध्ये मम बेग् नष्टं जातम् आ तत्र कथम् इति न जानामि अहम् एकत्र बेग् स्थाप्य तत्रैव तिष्ठम् आसन् किञ्चित् मोबैल् पश्यन्तः आसम् किन्तु यदि किञ्चित् कालपर्यन्तं तत्रैव स्थित्वा गन्तुम् उद्युक्तः सन् तत्र पश्यामि चेत् मम बेग् एव नास्ति तत्र तत्र बेग् मध्ये मम बहूनि उपयुक्तानि वस्तूनि आसन् मम आफ़ीस् आफ़ीस् तः यत् दत्तं कम्प्यूटर् वर्तते खलु तत् कम्प्यूटर् आसीत् गणकयन्त्रमेव आसीत् तत्तु बहु मुख्यं भवति खलु तत् तत्र मध्ये एव समस्त डाटा वर्तते

धनं तादृशं नासीत् किन्तु किञ्चित् आसीदेव आभरणादिकं नासीत् तत्र न स्थापयामि अहम् अहं तु एवं गमनावसरे आभरणानि न आहूयामि न धारयाम्यपि हा

तत्र अन्यत् इत्युक्ते किञ्चित् वस्त्राणि आसन् तादृशं किमपि अमूल्यम् इत्युक्ते मम कम्प्यूटर् एव अस्माकं कृते तु कम्प्यूटर् एव अमूल्यं भवति खलु तत्र तस्य मध्ये एव समस्तं भवति संशयं तत्र कथं करोमि भोः तत्तु रैल्वेस्टेषन् वर्तते बहवः जनाः आगच्छन्ति कस्य कृते अहं तथा कर्तुं शक्नोमि संशयं कर्तुं कथं शक्नोमि सि सि टि वि आसीत् किन्तु न दृष्टं मया कस्य कस्य कृते गन्तव्यम् इति न ज्ञातं मया तु किं कर्तव्यमेव न जातम् अतः झटिति भवद्भिः कृते एव काल् कृतं मया मम बेग् नित्यं तादृश आम् आगच्छति नीलवर्णस्य बेग् आसीत् तत् भवद्भिः कृपया पश्यन्तु यत् कृपया झटिति एव तत् दृष्ट्वा दृष्ट्वा अस्तु अस्तु महोदय धन्यवादाः अधुना एव गच्छामि